सम्प्रति मया त्रिपुराराज्यस्य अगर्तलायां वासः क्रियते त्रिपुराराज्यस्य बृहत् नगरम् अगर्तला वर्तते अतः अत्र वैद्यकीयव्यवस्था अन्य प्रदेशापेक्षया उत्तमतया वर्तते अत्र सर्वकारीयवैद्यालयाः सन्ति तथैव अन्यविधवैद्यालयाः अत्र विद्यन्ते तत्र व्यवस्था अपि सम्यक् अस्ति पुनः वैद्याः अपि उत्तमाः सन्ति तथापि व्यक्तिगतरूपेण तथा मम महान् अनुभवः इति नास्ति अत्रत्याः जनाः कथयन्ति यदि उत्तम अत्युत्तमवैद्यकीयव्यवस्था अपेक्षिता तर्हि कोल्कत्ता गन्तव्यमिति वदन्ति तथा अत्र सर्वविधसौकर्यं नास्ति इत्येव भाति केचन बेङ्गळूरु अपि इतः चिकित्सानिमित्तं गच्छन्ति तथापि सामान्यरूपेण अत्र चिकित्साव्यवस्था उत्तमा वर्तते इत्येव वक्तुं शक्यते यदि अत्युत्तमव्यवस्था अपेक्षिता तर्हि बहिः गन्तव्यं भवति कोल्कत्ता अथवा बेङ्गळूरु गन्तव्यं भवति